अत्र अहं अत्र एकं आप् अस्ति तत्र आटो पे सेट्टिङ्ग्स् कृतवान् आसीत् किन्तु अहम् इदानीं विदेशे गच्छन् अस्मि तत्र आटो पे सेट्टिङ्ग् परिवर्तनं कर्तुम् इच्छामि तत्र किं कर्तव्यं कथं करणीयम् इति अहम् ज्ञातुम् इच्छामि अत्र आप्मध्ये गन्तव्यं तदनन्तरं मम चित्रं दृश्यते तत्र तत्र चित्रस्य उपरि नुदित्वा तदनन्तरं धनप्रेषणं पेमेन्ट् इति आप्षन् आगच्छति तत्र गत्वा धनप्रेषणम् इति नोदनीयं नुदित्वा तदनन्तरम् एकम् अपरम् आगच्छति तत्र आटो पे आप्षन्स् इति भविष्यन्ति तत्र आटो पे आन् आफ् इति द्वयं भवति नो चेत् किं भवति अत्र हरितवर्णबिन्दुः दृश्यते तत्र गत्वा तत्र स्वैप् करणीयं नो चेत् तत्र आटो पे आप्षन् बिन्दुः अस्ति चेत् अत्र बिन्दुः बिन्दोः उपरि नोदनं कर्तव्यम् एवमेव कृत्वा अहम् आटो पे आप्षन् क्यान्सेल् कृतवान् सम्यक् वा सम्यक् कृतवान् वा कृपया एकवारं सूचयन्तु अस्तु धन्यवादः